अहम् इदानीम् एकं स् स्यूतम् क्रीणामि तद् कार्यालयं नेतुं बहु सम्यक् अस्ति तस्य वर्णः तु बहु आकर्षणीयः अस्ति अहं चिन्तितवती अत्र किं किं स्थापनीयम् इति पश्यामि चेत् अन्ते अन्ते धनं स्थापयितुं स्थानमस्ति अन्यम् एकत्रम् अस्माकं कार्ड् सर्वं स्थापयितुम् अपि अन्यं स्थानम् अस्ति तस्य मेटिरियल् बहु सम्यक् अस्ति गात्रम् अपि बहु सम्यक् बहु बृहदपि नास्ति बहु लघुः अपि नास्ति सम्यक् अस्ति एतत् स्यूतः अत्र पश्यामि चेत् अहं चिन्तयामि वस्त्रम् अपि तत्र स्थापयितुं शक्नोमि इति तत्र एकत्रम् अस्माकं दूरवाणीमपि स्थापयितुम् अन्यः एकः कोषः अस्ति सुलभतया तत्र दूरवाणीम् स्थापयितुं शक्नोमि तस्य हाण्ड्ल् अपि बहु सम्यक् अस्ति द्वयः अस्ति बहु सरलमस्ति नेतुमपि बहु सरलमस्ति तत्र ज़् तत्र अस्माकं नाम स्त नाम लेखितुमपि स्थानमस्ति तदपि वयं कर्तुं शक्नुमः माम् अस् मम तु तत् बहु आकर्षणीयः भवति इति क्रेतवती तस्य मूल्यमपि अधिकं नास्ति तद् ओन् लैन् अपि वयं क्रेतुं शक्नुमः